अद्यतन शिक्षाव्यवस्थायां छात्राः प्रथमवर्गतः द्वादशवर्गपर्यन्तं शालायां पठन्ति प्रायः सर्वे विज्ञानं गणितं समाजशास्त्रम् इति च भाषामपि पठन्ति अद्य किम् अभवत् प्रायः सर्वे छात्राः परीक्षार्थमेव सिद्धतां कुर्वन्ति अध्ययनकालस्य आरम्भतः अन्तिमपर्वपर्यन्तं सर्वे परीक्षार्थं प्रश्नस्य उत्तरं कर्तुम् एव प्रयत्नं करोति बहिः विद्यालयतः बहिः किं चलति अस्मिन् समाजे के के विषयाः सन्ति एतस्मिन् विषये सर्वे छात्राः विद्यालये न पठन्ति न जानन्ति एव तदर्थं मम चिन्तनम् अस्ति विद्यालयः विद्यालयाः किञ्चित् शिक्षणव्यवस्थायाम् अन्ये विषयाः अपि आविर्भूतं कर्तुं करणीयम् अस्ति अन्ये विषयाः इत्युक्ते छात्राः कथम् अन्येषां समीपे आचारं कुर्वन्ति सम्पर्कं कुर्वन्ति तेषां मनसि यद् चिन्तयति तद् ते वक् सम्यक् वक्तुं शक्नोति वा न वा इति एतत् विषयं किञ्चित् आवश्यकम् अस्ति सर्वकारः अद्य किञ्चित् शिक्षणक्षेत्रे स् सुधा सुधारणां आनयितुम् आवश्यकता अस्ति सत् तत् विद्यालये छात्राणां कृते सर्वेषां कृते एकस्मिन् रूपेण शिक्षा इति न भवेत् तेषां प्रतिभा वा शक्तिः वा अनुसृत्य एकैकमपि अन्यप्रतिभामपि भवेयुः तदर्थं तेषाम् अभिवृध्यर्थं किं किं कर्तुं शक्नुमः इति प्रायः शिक्षकाः जानन्ति पोषकाः जानन्ति तेषामपि मिलित्वा शिक्षणक्रमः आनेतुम् आवश्यकता अस्ति कामन् पाठ्यक्रमः सर्वेषां कृते प्रायः तद् सम्यक् न भवति इति मम चिन्तनं तदर्थम् यद्यद् स्किल्स् बहु आवश्यक अस्ति जीवनार्थं तद् विद्यालये एव योजितुं योजयितुम् आवश्यकता अस्ति इति अहं चिन्तयामि